ग्राम्यक्षेत्राणां सांस्कृतिकव्यक्तित्वस्य संरक्षणाय प्रवर्तने च पारम्परिकक्रीडाः बहु उपयोगं कुर्वन्ति उपयोगार्थम् आगच्छन्ति इत्युक्ते ग्रामस्थानां मेलनं परस्परसंवादं कथनं श्रवणम् एतत् सर्वं भवति ततः तेषां स्नेहम् आत्मीयतां च वर्धते तथा पारम्परिकक्रीडया तस्य परिसरस्य प्राकृतिकसम्पत्तिः अपि च रक्ष्यते अतः एवं पारम्परिकक्रीडाः भूमिकां निर्वहन्ति